नमो नमः हा वदतु भवान् अहम् अहम् अहं पुस्तकालस्य मध्ये पुस्तकमस्ति परन्तु परन्तु भवान् वदतु किम् अहं प्रकाशनं नास्ति प्रकाशनं भवता यद् वाराणसीप्रकाशने अस्ति तत् पुस्तकं भवतः पितृभ्यः लेखनीयं पुस्तकं नास्ति तत् पर्यन्तं पुस्तकमस्ति भवतः भवतः हस्तेति तद् मम पुस्तकालये भवान् आगच्छामि यत् पुस्तकं दातुं शक्नोमि हा सः अहं पुस्तकालयमध्ये प्राक्

भवान् वदतु

तत् कान्तीपुर् सेनायाः पूर्वं मध्ये वेडल् वेडल् मध्ये अहं शोप् अस्ति भवतः किं किं भवान् कानि कानि पुस्तकानि इच्छति अस्ति तानि एव नाानि भवान् वदतु आं भवतः भवतः आम् ओहो नमो नमः